रामायणमहाभारतेषु असुराणां पात्रचित्रणं वर्तते तत्र रामायणस्य आरम्भे एव सः एतत् दण्डकारण्यं गतवान् तत्र तस्य बाल्यकाले अपि सः पु पूर्वं पूतना एषः तटाकः ताटका ताटका पुनः मारीचः सुबाहुः इत्यादीनां मारितवान् पुनः राक्षसंहार्त संहार राक्षसानां संहरणार्थम् एव रामस्य जन्म अपि च यदा सः युवावस्थायां वनवासे आसीत् दशसहस्राणाम् अधिकं सः वनवासे आदौ मारितवान् तस्सङ्ख्यां श्रुत्वा रावणः क्रोधमूर्चितः इति वदति रावणः तद् सङ्ख्यां श्रुत्वा राक्षसानां संहरणम् एतद् दृष्ट्वा श्रुत्वा एव रावणः क्रोधमूर्चितः पुनः रामायणे सर्वे राक्षसाः दुष्टाः एव परन्तु एकः विभीषणः समीचीनः आसीत् सः तदर्थं सः आगत्य शरणं प्राप्तवान् एवं राक्षसान् मारयित्वा सः दैत्यसंहारं कृत्वा सः शान्तिं स्थापितवान् इति अद्यापि असुरता अस्माकं मनसि वर्तते दुष्प्रवृत्तिः वर्तते तस्य मूलनं रामेण एव करणीयं तदर्थं रामस्य सदृशगुणाः अस्माभिः तस्य एतत् पालनीया तदर्थम् अस्माभिः प्रयासः करणीयः एकम् असुरत्वं नाम इदानीं यागयज्ञादिषु विघ्नोपकरणार्थम् अथवा साधूनां पीडनं तदेव असुरत्वं वर्तते तत्र मनुष्यः भवतु अथवा मां मांसादिकानां भक्ष्यादिकानां खादनं तदपि एव असुरत्वं दुष्प्रवृत्तिः एव असुरत्वमस्ति अपि च शरीरे तादृशी शक्तिः तदपि असुरत्वमस्ति अतः तस्य निर्मोलनं करणीयमस्ति एतस्य कृते रामः एकः उपायं ये स्वयं सूचयति तत्र एषः यदा रामः रावणं मारितुं न शक्नोति सूर्यभगवतस्य प्रार्थनां करोति तदेव आदित्यहृदयस्तोथ्रं महर्षिवसिष्ठेन तद् बोधे वसिष्ठेन बोधितः अस्ति सूर्यभगवन्तस्य स्तुतिः भगवतस्य सूर्यभगवतः भगवतः स्तुतिः सूर्यभगवतः स्तुतिद्वारा किं भवति रावणस्य मा मारणं कर्तुं शक्तिः सः प्राप्नोति तदर्थं आदित्यहृदयस्तोत्रस्य पठनं करणीयं तेन असुरत्वं नाशनं भवति उन्नतिः भवति